गतकाले कोविड् नाम्नः अतिभयङ्करः रोगः विदेशतः सम्पूर्णजगति प्रसृतः एतस्मिन् कोविड रोगे श्वासः कासः श्वासः तथा ज्वरः अङ्गवेदना इति प्रमुखलक्षणानि आसन् सामान्यतः ज्वरः कासः दिनत्रये गच्छति किन्तु एतस्मिन् रोगे ज्वरस्य प्रमाणं वर्धमानम् आसीत् तस्य कृते वैद्यैः बहु प्रयत्नं करणीयमासीत् स्म एतेन रोगेण बहवः जनाः मृताः एषा एका आपद् एव आसीत् परं केचिज्जनाः केवलं भयकारणतः एव मृताः केचन जनाः औषधन्यूनतायाः कारणात् मृताः केचन जनः औषधेः आधिक्यकारणात् मृतः यत्किमपि अभवत् तत् अतीव दुःखकारकं केचन जनः प्राणवायुन्यूनतया तथा च प्रमुखस्य औषधेः रेम् डेसिविर् तस्यपि न्यूनता आसीत् बहूनां कुटुम्बाः उद्वस्थाः एकाकित्वम् आगतं चिकित्सायाम् अन्यदेशस्य अपेक्षया अस्माकं देशस्य परिस्थितिः उत्तमा आसीत् परं कुत्रचित् रुग्णालये स्थानस्य अभावात् योग्यस्य आहारस्य अभावात् जनाः पञ्चत्वं गताः आयुर्वेदे वातपित्तकफदोषाः आधारिता चिकित्सा भवति प्रत्येकस्य मनुष्यस्य प्रकृतिः भिन्ना भवति अतः प्रत्येकमनुष्यस्य चिकित्सा अपि भिन्ना भवति देशकालप्रकृतीनाम् अनुसारेण आयुर्वेदे चिकित्सा करणीया भवति तदा सम्यक् चिकित्सा भवति कोविड् मध्ये सर्वेषां कृते एका एव चिकित्सा अभवत् अतः समस्याः आगताः सन्ति व्याक्सीन् विषये परिस्थितिः अन्यदेशस्य अपेक्षया अस्माकं देशे गम्भीरा किमर्थमित्युक्ते अस्माकं देशस्य लोकसङ्ख्या तथापि अस्माकं सर्वकारेण स्वदेशीयं व्याक्सीन् शीघ्रं निर्माणं कृत्वा समग्रदेशे योजनाबद्धरीत्या तस्य वितरणं कृतं सर्वं डिजिटल् माध्यमेन कृतं प्रथमा मात्रा द्वितीया मात्रा तथा अन्ते बूस्टर् डोज़् एतेन प्रकारेण समग्रदेशे तस्य सुनियोजनं कृतं विभागशः व्याक्सिनेषन् कृतं यथा ज्येष्ठानां कृते प्रथमम् अनन्तरं तरुणाः तथा च बालाः समग्रदेशे अभूतपूर्वपरिस्थितिः आसीत् तथापि अस्माकं देशे मृत्युदरः अन्यदेशस्य अपेक्षया बहु न्यूनमासीत् आदौ जनानां मध्ये तावत् जागरूकता जागरूकता न आसीत् परन्तु शनैः शनैः सर्वकारेण प्रचारप्रसारमाध्यमद्वारा महान् प्रयत्नः कृतः तेन कारणेन मृत्युदरः बहु न्यूनम् अभवत् अस्मिन् समये अपि एलोपेथेक् आयुर्वेदिक् तथा च होमियोपेथि चिकित्सापद्धतिद्वारा ये प्रयत्नाः सञ्जाताः तत्र महान् लाभः अभवत् जनानां प्रतिकारशक्तिवर्धिता अतः रुग्णता अपि न्यूना अभवत्